नमस्ते हा नमस्ते आं भवती वा अहं सम्यक् अस्मि भवती अ भवती कथम् अस्ति आमामाम् आम् आं भगिनि मम पुत्रः इदानीम् अत्र नास्ति इति कारणात् अहं सेलं नगरे गत्वा तत्रेव वासनं कृतम् अतः एव अत्र सामान्ये ग् ग् इदानीं न क्रीणामि अस्मिन् मासे आवश्यकम् एव आमामाम् आम् इदानीं नोट् करोति वा कृपया नोट् करोतु आं तण्डुलानि पञ्च किलो तत्र पश्यतु भेदः इति न भेदः इति न कीटकस्य वासं तत्र नास्ति वा इति तत्र पश्यतु बहु प पुरातनतण्डुलानि न आवश्यकं किञ्चित् अस्तु अस्तु अस्तु अस्तु सम्यक् अपि च आं शर्करा आवश्यकी पुरातनकाले यत् किं त तदेव बा ददातु नाटिचकरेत् दद ददातु नाटिचकरे एव ददातु एकम् एकम् एकम् एकं एकं ह एकं पर्याप्तं तदनन्तरं दन्तपेनकं दन्तपेनकं कोल्गेट् आं कोल्गेट् कोल्गेट् एव ददातु दन्तपेनकं कूर्चः अपि आवश्यकः मीडियं मीडियं कूर्चः आमां समानब्य्राण्ड् कूर्चः अपि तद् ददातु स्नानपेनकमपि आवश्यकं मम पुत्रः इदानीं मेडिमिक्स् एव इच्छति आं मेडिमिक्स् एव मेडिमिक्स् आमां तत्र ग्लिसरिन् इति वदति खलु तदेव आं हा आं ग्लिसरिन् तद् तदेव तदनन्तरं मिलेट्स् अपि आवश्यकं किञ्चित् मिल्लेट्स्

तद् हाफ़् पर्याप्तं आर् अर्धम् अर्द अर्धम् आम् अर्धं किलो अर्धं किलो एव प पर्याप्तं तदनन्तरं किम् इदानीं चिन्तयामि किं किम् आवश्यकम् इति आं चिल्लि तद् चिल्लि अपि आवश्यकं किञ्चित् रक्तवर्णम् आमामां तद् स्मोल् टैप् लघु दीर्घा इति नावश्यकं लघु लघु तद् स्थूल स्थूलतया आं स्थूलतया किञ्चित् तदनन्तरं भवत्याः कृते र रागी अस्ति वा शुद्धं अस्तु तदपि अ अर्धं किलो अर्धं किलो एव तदपि पर्याप्तं कदा कदा प्रेषयति सर्वं कदा प्रेषयति प्रेषयति वा अहं तत्र आगत्य स्वीकर्तव्यं वा

आं प्रेषणात् पूर्वं किञ्चित् सूचनां प्रेषयतु आम् तद् उत्तमं बहु उत्तमं कथम् इति वदतु अहं पूर्वमेव व तद् स्वीकृत्य स्थापयामि क्षणे तद् ददामि इतोपि किञ्चित् आवश्यकं कथं कथं पुनः एकवारं वदतु उत्तमम् उत्तमं भगिनि उत्तमं धन्यवादः धन्यवादः धन्यवादः नमस्ते